अत्र मया शेविङ्ग् क्रीम् स्वीकृतं बहु उत्तमम् अस्ति अत्र रोमाणि सम्यक् पातयति शेविङ्ग् कृते अपि तत्र चर्मं मृदुं करोति गन्धो अपि अनुकूलो वर्तते अतः अतीव रोचते मया अयं विषयः